हा हरिः ओं निरञ्जन कुशलं वा निरञ्जन हा अहमपि कुशलं कथं चलति भवतः तत् चालनस्य प्रशिक्षणम्

हो एवं वा भवान् तु एकमासपर्यन्तं प्रशिक्षणं प्राप्तवन्तः प्राप्तवान् खलु एवं वा ओ हो तर्हि अत्र आगन्तुम् इच्छा अस्ति वा पुनः

हा अस्तु पूर्वम् एकमासस्य तत्र षट् सहस्रमिति आसीत् तत्तु तत्तु भवान् दत्तवान् अस्ति इदानीं पुनः दशदिनानि इति भवान् वदन् अस्ति दशजनाः दशनि दिनानि इत्यस्य रूप्यकाणि पुनः किञ्चित् बृहत् भवितुमपि शक्यते शक्यते वा हो एवं वा तत्तु न्यूनीकरणं करणं तत्तु अस्माकं हस्ते नास्ति अहमपि केवलं तत् प्रशिक्षकः एव अस्मि अस्माकम् उपरि इतोपि एकः वर्तते सः वद वदति चेत् कर्तुं शक्यते हा शक्यते अहं प्रयत्नं करोमि हा इदानीं श्रुणोतु इदानीं तत्र पर्वते मार्गाः भवन्ति खलु घाट्स् इत्यत्र हा तत्रापि भवान् प्रायः इच्छति तत्रापि चालनं कर्तुम् हा तदपि प्रशिक्षणं भवति अनन्तरं पुनः कुत्र कुत्र भवान् चालयितुम् इच्छति वाहनम्

आडि अपेक्ष्यते वा आडिओ कार् आडियो कार्यानं वा आडियो हो एव एवं वा अस्तु अस्तु तदपि स्वीकृत्य एव आगच्छामि अनन्तरं तत्र शृङ्गेर्यां क्रीडाङ्गणे भवति खलु भवान् हा ब्र हा तत्रैव वाहनचाल चालनार्थं सम्यक् क्रीडाङ्गणमपि भवति तत्र हा अस्तु अस्तु दिनद्वयानन्तरं तत्रैव मिलामः हा अस्तु